हा अहं मम नाम अगिलः अहं म्यान्कैन्ड् फ़ार् म्यान्कैन्ड् फ़ार्मसि मध्ये आह्वयामि डारोलक् औषधम् अस्ति वा अत्र आमां दश आवश्यकं

शतरूप्यकाणि वा किञ्चित् डिस्कौण्ट् आवश्यकं भोः न न न होल्सेल् किल अतः किञ्चिदपि डिस्कौण्ट् एवं वा किन्तु पञ्च आवश्यकं दारालक् हा एव पेरियात् पञ्च एव पेरियाप्तम् अनन्तरम् अहम् आवश्यकम् आवश्यकं पेन्टोप् अस्ति किल पेण्टोप् आं इति प्रथमं डिस्कौण्ट् डिस्कौण्ट् डिस्कौण्ट् वदतु प्रथमं प्रथम डिस्कौण्ट् ददातु भो प्रथमं डिस्कौण्ट् वदतु भो डिस्कौण्ट् अस्ति दश आवश्यकं हा दश अपि आवश्यकं हा न न न पञ्चाशत् एम् जी दश पाण्टोप् अवश्यकं हा आं प्रथम अ डेरवलक आवश्यकं न न अलं

हा वदतु विंशत्यधिकद्विशतं वा अन्यत् औषधम् अपि आवश्यकं पेर पेरसेटमोल् अस्ति वा अस्ति वा एकं पोळनिचूर्णम् अस्ति वा पञ्चचूर्णमावश्यकं

अहम् आगतवान् तत्र आम् आगच्छामि अस्तु अस्तु आम् आम् आं धन्यवादः धन्यवादः